एकं पुस्तकम् अधीतुं सामान्यतया एकघण्टा स्वीकरोमि तस्य पुस्तकस्य सम्यक् ज्ञान आहरणार्थं कदापि घण्टाद्वयमपि अपेक्षते यतोहि पुस्तकस्य सम्यक्तया ज्ञान आहरणार्थं वातावरणं तथा एकाग्रतयाः आवश्यकं भवति तेषां विना पुस्तकस्य ज्ञानं मस्तिष्के स्थापयितुं न शक्नुवन्ति एकदा पञ्चवादनानि पठितुं शक्नोमि तथा च वादनं मम प्रियकार्यं भवति पठनार्थं किमपि मासिकं साप्ताहिकं लक्ष्यं न स्थापयामि यदा मनसः इच्छा जायते तदा एव अहं पठामि यतोहि मम पठनस्य निर्धारितसमयः नास्ति यस्मिन् समये मम मनसि पठनार्थम् आग्रहः आयाति तस्मिन् समये अहं पठितुं पुस्तकस्य समीपे उपविशामि तद्दिन्ं वा रात्रौ वा तथा च पठनार्थं मनसः आग्रहः अतीवप्रयोजनं भवति आग्रहं विना पठितुं न शक्नोमि अतः मम पठनार्थं निर्दिष्टसमयः नास्ति